मम प्रदेशे नाम तमिळ्नाडुप्रदेशे वस्त्रधारणम् विशिष्यः वेष्टी इति उच्यते तत्र अधिकाः जनाः तस्य उपयोगं कुर्वन्ति सामान्यतया अष्टगजयुक्त वस्त्राणां धारणम् चतुर्गजयुक्त अष्ट अ वस्त्राणां धारणम् इति गजः इति तत्र मापणस्य सङ्ख्या अतः जनाः चतुर्गजयुक्तयुतकम् अष्टगजयुक्तयुतकं धरन्ति यथासौकर्यं धरन्ति किन्तु केचन साम्प्रदायिकाः पञ्चकक्षं नाम वस्त्रधारणं कुर्वन्ति तस्य वस्त्रस्य विस्तृतता किञ्चित् दीर्घा भवति तस्या वस्त्रधारणसमये उपरि पृष्ठतः तत्र किञ्चित् प्रकारेण हस्तस्य उपयोगं कृत्वा तत्र सम्यक् ते पुरतः अपि स्थापयन्ति पृष्ठतःअपि स्थापयन्ति उपरि अङ्गवस्त्रमपि धरन्ति एतादृशवस्त्रधारणं विशेषसन्दर्भेषु धारयन्ति जनाः केचन साम्प्रदायिकाः विप्राः निरन्तरं तादृशशैल्याम् एव पद्धत्याम् एव वस्त्रं धरन्ति तदर्थम् यदा कदाचित् अहमपि विशेषसन्दर्भेषु प्रयत्नं कृतवान् आरम्भे किञ्चित् तस्य धारणं कष्टमासीत् तद् कथं स्थापनीयम् इत्यपि कष्टमासीत् किन्तु द्वित्रिवारं त्रिवारं चतुर्वारं पञ्चवारम् इति वारं वारं कृत्वा कृत्वा अभ्यासः जातः अतः इदानीं सहजतया यदा आवश्यकता अस्ति ततः अहं तादृशवस्त्रविन्यासं कर्तुम् शक्नोमि अतः चलनमपि आरम्भकाले कष्टमासीत् तादृशं वस्त्रं धृत्वा गमने किन्तु यदा अनुभवः जातः तदा क्लेशः अपि गतः अपगतः अस्ति अतः बहु सहजतया भवति तत्र बहुभारः अथवा क्लेशः तादृशं किमपि न ज्ञायते एव उत्तमं भवति